हा हरिः ओम् महोदय कुशलं वा हा अद्य अस्माकं ग्रामे गणेशचतुर्थी भविष्यति खलु तद् विषये किञ्चित् करणीयम् तद्विश् तद्विषये कथं करणीयमिति दूरवाणीं कृतवान् हा नवदिनानि कुर्मः नवदिनानि पूर्णं कुर्मः पूजा सं ब भवेत् नवदिनानि भवेत् नवरात्रेः हा हा नवदिनानि तादृशव्यवस्था करणीयं हाम् आं धनमावश्यकमपि अधिकं बवि भविष्यति तत्

हा अस्तु सम्यक् हा त तर्हि नवदिनानि कुर्मः नवदिनानि आम् आं पूजाव्यवस्थामपि करिष्यामः अन्यद् अस्ति बालानां कृते किमपि तस्य तेभ्यः कौशलं प्रदर्शनाय सङ्गीतं वा किमपि नाट्यं वा तदपि प्रत्येकं दिनम् ह्म् ह्म् ह्म् हा हा हा हा अस्तु अस्तु तद् विषये मा किमपि मातरमपि सेवां कर्तुं तस्य अभ्यासं करणीयं बालानां कृते सज्जीकरणीयं तदपि योजनीयम्

हा अस्तु अस्तु हा तद् तत्तु आवश्यकमेव उप् उपायनं वितरणमपि ह्म् सर्वेषां बालानां कृते सर्वेषां बालं कृते उपायनम् आवश्यकं पाट्टिसिपेण्ट् इति ये ये भागं कृतवन्तः ह्म् हा तेभ्यः तेभ्यः कृते किं हा एकवारं तं मे मेलयित्वा तान् सर्वान् मेलयित्वा किं किं रोचते हा हा हा तदा निर्णयं कुर्मः किं रोचते तेभ्यः किं करणीयमिति केभ्यः ते हा हा ते किमपि तस्य तेभ्यः किमपि कौशलमस्ति चेत् सम्भाषणं किमपि प्रवचनं करणीयं चेत् ते अपि कर्तुं शक्यते किमपि विषयं स्वीकृत्य सर्वान् भौतिकमतिः अस्ति खलु भौतिकमतिः तद् समये भाषणमपि ते कर्तुं शक्यते

अस्तु अस्तु हा

हा आह्वयामः आह्वयामः अस्तु अस्तु अस्तु मेलिष्यामः महोदय धन्यवादः धन्यवादः